नैका एप् द्वारा एकं ठोप् शाटिकां क्रीत्वा तत् सम्यक् आसीत् इति कारणेन पुनः एकवारं मम अग्रजायाः पुनः एकवारम् आर्डर् मम मम मया कृतम्

अहं रक्तवर्णः इति एव मया उक्तं किन्तु हरितवर्णः एव टाप् प्रेषितवन्तः तद् सर्वं तत्र क्लेशः आसीत् त मम प्र प्रयोजनाय इत्यपि इति अहा तद् अक्सप्ट् करोमि किन्तु मम अग्रजायाः तद् कृतम् इति कारणेन तद्दिने बहु क्लेशः अभवत्